क्रीडायां भागग्रहणेन ग्रामीणजनानां तु प्रयोजनं महत् सिद्ध्यति यतः तत्र अस्माभिः समवयस्कैः सह एवं ज्येष्टैः कनिष्टैस्सह यदा क्रीडा क्रीड्यते तदानीं वयं तत्र एवम् अनुभवामः सर्वैस्सह आनन्दमनुभवामः एवं च अस्माकं सामाजिकता सामाजिकबुद्धिः वर्धते एवम् उच्चनीच या भावना सा भावना अपगच्छति एवं तत्र वयम् आनन्दितः भवामः एवं च तत्र भिन्नमतजातिवयाधारेण जनाः आगच्छन्ति अथवा क्रीडकाः आगच्छन्ति तैस्सह मिल् अस्माकं यदा मेलनं भवति तदानीम् अस्माकम् एकत्व ऐक्यभावना वर्धते तेन सामाजिकसंवहनम् इतोपि वर्धते अतः क्रीडायां भागग्रहणेन ग्रामीणजनानां प्रयोजनं महत् सिद्ध्यति इति अहं भावयामि